अहं सस्यवर्धनाय कृष्णवर्णस्य मृत्तिकां रक्तपीतमृत्तिकाम् एवं वनमृत्तिकाम् उपयुज्यामि कृष्णवर्णमृत्तिका मृण्मयी अस्ति जलस्य अवशेषणं करोति तेन कारणेन दीर्घकालं यावत् अस्यां मृत्तिकायाम् आद्रता भवति रक्तवर्णमृतिका उर्वरा भवति तत्कारणेन अहं रक्तवर्ण रक्तपीतमृत्तिकाम् उपयुज्यामि